परह्यः आमेज़ोन्तः अहमेकं हेमर् आर्डर् कृतवती अद्य प्रातःकाले अहं तद् हेमर् प्राप्तवती तद् सम्यक् अस्ति बहु साहाय्यकम् अस्ति बलं दृढता अपि सन्ति बहु उत्तमम् अस्ति मूल्यं वनर मूल्यं योग्यमस्ति तत्